मेलेये मृत्युञ्जय इति कनडा अनुवादपुस्तकं वर्तते तस्य प्रमुखपुस्तकम् इमोर्टल् आफ़् महादेव इति इङ्ग्लिश् पुस्तकं तद् मया कन्नड अनुवादकृतं मेलोद मृत्युञ्जय इति पुस्तकं पठितं पठनात् प्राग् तावती इच्छा नासीत् यदाहं पठितुमारब्धवान् सा तत् पुस्तकं स्वयमेव अग्रे नि नीतं वर्तते यथा तस्य भागत्रयं वर्तते मेलोद मृत्युञ्जय वायुपुत्रर शपथ नागारहस्य इति पुस्तकत्रयं वर्तते तत् तृतीयमपि मया पठितं वर्तते एवञ्च तत् पुस्तकं पठनात् प्राक् तावती इच्छा नासीत् पुट् पुस्तकपठने एव इच्छा नासीत् तद् यदा पठितवान् तदुत्तरं पुस्तकपठने महती इच्छा उत्पन्ना एवञ्च तत् पुस्तकं तावत् शिवस्य विषये वर्तते शिवस्य विषये नाम शिवः कथं सामान्यपुरुषः आसीत् प्रथमं तदुत्तरं स्वयं नीलकण्ठः जातः इति तत्र विशेषः विशेषरूपेण प्रदर्शितं वर्तते यतः तत्र इदानीम् अस्माकं जीवने यद् भवति तत्सर्वं सः सोपि स्वजीवने अनुभूतवान् तत् सर्वम् अनुभूय सः स्वयं साक्षात् नीलकण्ठः जातः इति तत्र विशेषः तत् पुस्तकं मया पठितुम् अपि च बहु इष्टतमं पुस्तकम् इदानीमपि यदि प्राप्यते पुनः पठितुम् इच्छा वर्तते एवञ्च पुस्तकपठनात् प्राग् एतस्य पुस्तकस्य एतज्जातम्